अहं प्रातः उत्थाय देहस्य दृढ़तां न्यूनीकर्तुं बहूनि सुलभानि आसनानि उपयुक्तानि भवन्ति इति प्रतिदिनम् अहं करोमि पाद प्रसारणं करप्रसारणं कटिं वर्तुलाकरेण भ्रमणं नेत्रयोः भ्रमणम् इत्यादीनि सुलभानि आसनानि प्रतिदिनं करोमि एतेन मम आरोग्यस्य वर्धनमपि भवति